मम कृते अधिकं चित्रणावसरे कष्टकरं भवत्यत् वाट्र् पैण्ट् वाट्र् कलर् पेण्टिङ्ग् तत्र यत् षेडिङ्ग् इत्यादिकं वर्तते तदहम् अधिकतया सम्यक्तया कर्तुं न शक्नोमि यदि मया नार्मल् पत्रं यू यूस् क्रियते यदि तु अहं केन्वास् यूस् करोमि तर्हि तत्र कलर् पेण्टिङ्ग् कर्तुं मम कष्टं किञ्चित् न्यूनं भवति तत् तत्र तस्य परिहारः यथा य मया क्रियते एवञ्च सर्वेभ्यः कृते अपि सामान्यतया चित्रं चित्रितुं वाटर् पेण्टिङ्ग् कर्तुमेव कष्टं भवति तत्र अभ्यासः करणीयश्चेत् यत् शेडिङ्ग् वर्तते अथवा वाटर् कलर् कथम् तेषाम् उपयोगः क्रियते अथवा तत्र ये ब्रश् भवन्ति तेषां कथम् उपयोगं करणीयं तद्यदि ज्ञायते यदि कोपि पाठकः भवति चेत् तत्र तस्य निरा निराकरणं कुर्तुम् अथवा तस्य अभ्यासं कर्तुं शक्यते तेन तत् कष्टकरं न भवति इति एवञ्च अहं मण्डलार्ट् बहु इच्छामि तत्र मम अधिकम् अवधानं वर्तते तस्य निर्माणमहं मया अधिकतया क्रियते इति